एक्सन् हास्यं काल्पनिकं च चलचित्रं मम रोचते मम केचन प्रियाः चलचित्रः एवेञ्जर्स् एण्ड् गेम् द लायन् कीण्ड् गच्छायि सन्ति मम कृते इत्येतत् रोचते यतोहि एतत् एकं विस्फोटकं सुपर् हीरो चलचित्रम् अस्ति तथा च मम विमर्शकता चित्राणि च मम रोचन्ते अहं इण्टर्नट् इत्यस्य विज्ञानकथाः गहनकथा कृते बहु रोचयामि अहं द लायन् इडर् इत्यस्य आश्चर्यजनकम् एनिमेशनं रोचकं कथा आश्चर्यजनकं सङ्गीतं च बहु रोचयामि भवतः कानि चलचित्राणि रोचन्ते तेषां कथा च भवतः किमर्थं रोचते मम अपि द लूक् द लावक् लिखी इति चलचित्रं बहु रोचते तस्य कथा विशेषतः तस्य चित्राणि सः माम् बहुप्रसन्ना कुर्वन्ति तथा च भवद्भ्यः तानि चलचित्राणि रोचन्ते